भारतस्य जनसञ्चारव्यवस्था समीचीना वर्तते अत्र जनाः मुख्यतया इण्टरनेट् इत्यस्य उपयोगं कुर्वन्ति अथ च दूरभाषायन्त्रस्य उपयोगं कुर्वन्ति अथ च सङ्गोष्ठीत्यादिसम्पादनाय गुगल् मीट् जूम् इत्यादीनाञ्च उपयोगं कुर्वन्ति सञ्चारव्यवस्थायां मुख्या समस्या का इति चेत् उच्यते ग्रामीणक्षेत्रेषु इदानीमपि विद्युत् समस्या महती वर्तते यदा विद्युत् न तिष्ठति तदा नेट्वर्क् सम्यक् नायाति अथ च अस्माकं यन्त्राणां चार्जिङ्ग् अपि सम्यक्तया न भवति तदा सम्पर्कं कर्तुं वयं न पारयामः इति अस्माकं ग्रामीणक्षेत्रस्य मुख्या समस्या वर्तते